हाम् यदि मम कुटुम्बे कोऽपि रुग्णः भवति तर्हि अहं तेषां कृते यद् पचने यस्य पचने अधिकं कष्टं न भवतु तादृशं पाकम् अहं कर्तुं प्रयत्नं क् पाकं कर्तुम् अहं प्रयत्नं करोमि वस्तुतः यदा रुग्णाः भवन्ति तेषां जीर्णव्यवस्था सम्यक् न भवति तदर्थम् लघु लघु पदार्थाः इत्युक्ते द्रवपदार्थाः न ददामि न न न घनपदार्थानाम् उपयोगः अधिकम् अधिकं न भवति तेषां कृते द्रवपदार्थम् अधिकं दातुं प्रयत्नं करोमि इत्युक्ते किं सूप्स् सूप्स् इति वदामः खलु रसाः इतोऽपि फलरसादिकं तादृशान् ददामि